भारतस्य इतिहासः देशमिमं बहुविशेषरूपेण प्रभावयन् अस्ति कथं नाम इतिहासो नाम आदौ इति अहं निरूपयामि इतिहासो नाम तत्र इतिहासो नाम कः इत्येवं रूपयि निरूपयितुम् एकः श्लोकः वर्तते धर्मार्थकाममोक्षाणाम् इतिहास्समन्वितं पूर्ववृत्तं कथायुक्तम् इतिहासं प्रचक्षते इति तत्र पूर्ववृत्तं कथायुक्तम् इति उक्तं पूर्वं यद् घटितं तच्च कथारूपं कथारूपेण यद् निरूप्यते तदेव इतिहासः इतिहासः इत्युच्यते तत्र अस्माकं तावत् सङ्घर्षमयः इतिहासः न तु एवमेव साधारणः इतिहासः सर्वत्रापि प्राचीनैः अस्माकम् अस्माकं पूर्वजैः सङ्घर्षमयः एव जीवनं जीवनं जीवनस्य यापनं कृतम् तत्र अहं गर्वेण वक्तुं शक्नोमि तत्र वयं तु सङ्घर्षमयम् अस्माकम् इतिहासः इतिहासः वर्तते इति तत्र भारतीयस्वातन्त्र्यसङ्ग्रामस्य केचन मुख्यानाम् त तथैव मम इष्टानां च नेतॄणां नामानि वक्तुम् अहम् इच्छामि तत्र आदौ भगत्सिङ्ग् चन्द्रशेखर् आज़ादः सुखदेवः अनन्तरं नेताजी अनन्तरं वासुदेव् बल्वन्त् फ़ड्के खुदिराम् भोस् चापेकर्महोदयः चापेकर् इत्येवं चापेकर् नाम चापेकर्षु त्रयः सहोदराः सहोदराः वर्तन्ते ते अनन्तरं विनायकदामोदर् सावर्कर्महोदयः इत्येवं रूपेण मम इष्टानां नेतॄणां नामानि अस्माकं भारतदेशस्य यदा स्वातन्त्र्यं प्राप्तं तदूर्ध्वं नेतॄणाम् भावः समीचीनः नासीत् समीचीनाः नेतारः न लब्धाः यदा स् स्वातन्त्र्यम् अस्माकं लब्धम् इदानीं तावत् समीचीनः नेता अस्माकं लब्धः वर्तते